मम कृते तु आन्लैन् व्यवस्था सम्यक् नास्ति किमर्थं चेत् तत्र कोपि किं कुर्वन्ति अन्तर्जालमाध्यमेन वित्तं ते प्रेषयन्ति परन्तु ते तत्र किं कुर्वन्ति तत्र वाट्सप् द्वारा ते